हरिः ओं नमस्ते हा सम्यगस्मि भवत्याः पुत्र्याः नृत्यं नृत्यं दा दर्शितवती वा

हा श्रद्धायाः नामानुरूपं सा तस्याः श्रद्धा सम्यगस्ति नाट्यशिक्षणे तस्याः श्रद्धा सम्यगस्ति सा सर्वं सम्यगवगच्छति भाव कृते अवगच्छति तस्मात् तस्याः नाट्ये तस्याः फ़्यूचर् भविष्यत्कालं सम्यक् भविष्यति

अस्माकं यत्नः भवत्याः उत्साहदा उत्साह उत्साहितः भवत्या उत्साहिता सा तस्याः श्रद्धा सर्वं मिलित्वा एव तस्याः एतत् स्थितिः असीत् सः तस्याः प्रोग्राम् कार्यक्रमः नृत्यकार्यक्रमः आगामि डिसेम्बर् मासे म्यूसिक् अकाडेमि मध्ये अस्ति हा तदर्थं तस्याः अभ्यासं करणीयम् द्विवारम् अभ्यासं करणीयं सा सा तां प्रेषयतु हा डिसेम्बर् मासे प्रथमद्वितीयवारे सा आगच्छतु इति वदतु अहम् तत्समये तत्समये दूरवाण्यां आह्वानं करोमि

प्रोग्राम् ऐ मीन् कार्यक्रमः अस्ति चा चेत् सोमवासरः गुरुवासरः शनिवासरः इति वासरत्रयम् अभ्यासार्थम् हा अस्तु भगिनि

अस्तु वा अस्तु भगिनि धन्यवादः नमस्ते